भारतीयकलानां प्रोत्साहनाय वयम् छात्रान् निर्मेतव्यम् किमर्थम् इत्युक्ते भरतनाट्यं कथम् आस्वादनीयम् इत्येव अहं न जानामि यत् अस्माकं प्रैमेरी विश्वविद्यालये प्रैमेरी शालायां वा हैस्कूल् मध्ये किंचित् पाठितं चेत् अहं तत् विषये निपुणाः न चेदपि तत् आस्वादना कर्तुं किंचित् विद्वत् अवश्यकम् तद्वयं यदा छात्रायां निर्माणं कुर्मः तदा कश्चन प्रतिभावन्ताः तद्विषये ते अधिकं नैपुण्यं प्राप्नोति ते यदा वेदिकायां प्रदर्शनं करोति तदा वयं दृष्ट्वा आस्वादना कर्तुं शक्यते यः संस्कृत संस्कृतं न जानाति तस्य पुरतः भवान् संस्कृतगीतं गायति चेत् भारवेः एक अक्षरश्लोकं पठति चेत् स किमपि आश्चर्यं वा आनन्दं वा न सूचयति किमर्थम् इत्युक्ते तस्य एतत् न ज्ञायतेव एतदेव अद्य अस्माकं समाजे भवति भरतीय बहूनि कला विषये शिक्षणे शिक्षणे वा वेदवेदाङ्गविषये वा संगीतविषये वा नृत्य विषये वा वयं किंचिदपि न जानीमः बहवः जनाः परन्तु वयं कोरियन् ड्रामा विचारे बि टि एस् गायने समवाये विषये जानीमः ते यदा आगच्छति तदा सम्पूर्णसमूहरुपेण गत्वा एव् पश्यति शृणोति अस्माकं कलाविषये परिचयं कर्तव्यं सर्वेषां तदा एवम् वयं सहायं कर्तुं शक्यते